संस्कृतभाषयाः वैशिष्ट्यं बहु वर्तते मया तु यदवलोकितं नाम तत्र संस्कृतभाषायां यः शब्दः अस्माभिः उच्चार्यते तदेव लिख्यते यल्लिख्यते तदेव अस्माभिः उच्यते इदानीं कृष्ण इति यदि वदामः तर्हि आदौ ककारस्य उल्लेखः तदनन्तरं ऋकारस्य तदनन्तरं षकारस्य तदनन्तरं णकारस्य एवं लेखनावसरेपि तद् क्रमः अनुस्रूयते अपि च उच्चारणावसारे अपि तद्रष्टुं शक्नुमः एवं संस्कृताभषायाः यदुच्चारणं क्रियते तेन अस्मद् देहस्थ नरमण्डलं तद् जागृतो भवति एवं संस्कृताभषा नाम सा अमृतभाषा तत्र यानि पदानि सन्ति तानि अन्यत्र दुर्लभानि अपि च अन्यासु भाषासु या ये ये शब्दाः भवन्ति ते तावत् संस्कृतेनैव नियुक्ताः यथा इदानीं संस्कृते लगुडमिति पदमस्ति काष्ठस्य तदेव हिन्दी भाषायां लक्डी इति अभवत् एवं बहु वैशिष्ट्यं दृष्टं मया